मम प्रदेशस्य नाम बिहारप्रदेशः इति प्राक्तनं तस्य नामान्तरमासीत् मगधप्रदेशः इत्यपि उच्यते स्म इदानीमपि कदाचित् श्रूयते प्रसिद्धं तु सद्यः बिहार इत्येव नामः अस्मिन् प्रदेशे बहवः विद्वांसकाः ज्ञानिनः पण्डिताश्च आसन् सन्ति च तेषु प्रसिद्धाः वाचस्पतिमिश्रः इति नामाख्यः तैः ब्रह्मसूत्रग्रन्थस्य उपरि एका टीका रचिता तस्य नाम भामति इति वर्तते सा टीका लोके बहुप्रसिद्धा वर्तते मम प्रदेशस्य इतिहासं वदामि इति इत्युक्ते राजाजनकस्य ग्रामः मिथिलाप्रदेशः बिहारप्रदेश अन्तर्गतेन एव भवति तस्मिन् प्रदेशे साक्षात् श्रीरामचन्द्रः भगवान् आगत्य स्वहस्तेन शिवधनुषः खण्डित्वा स्वकीयां भार्यां सीतां विवाह्य नीतवान् इत्येवं रूपेण बहु प्रसिद्धाः कथाः वार्ताश्च वर्तन्ते तत्रैव निकटे पाट्लीपुत्रम् इति नगरं वर्तते तद् तस्य उपरि अपि एकः काव्यग्रन्थः वर्तते हितोपदेशः इति तदपि बहु विख्यातम् एव एवं रूपेण बहु प्रसिद्धः इतिहासः वर्तते बिहारप्रदेशस्य इदानीं तत्र अभिवृद्धिः इत्युक्ते बहुजातमस्ति सर्वत्र नगरप्रसिद्धं ग अस् नगरं जातमस्ति इत्ययम् इत्येवं रूपेण बहु प्रसिद्धः जातः प्रदेशः